मम प्रदेशे बालासु अपौष्टिकता अस्ति अपौष्टिकतायाः समस्या बहु वर्तते बालाः भोजनम् उत्तमं पौष्टिकं न लब्ध्वा अस्य आकृशे आगच्छन्ति अपौष्टिकतायाः कृते उत्तमं भोजनम् एतत् सर्वम् अपेक्षितं यत् तेषां पार्श्वे नास्ति अत्र सर्वेभ्यः शुद्धं पेयजलं तथा स्वस्थाहारः न लभ्यते एवम् येषां पार्श्वे धनमस्ति ते स्वकीयैः रूप्यकैः पेयं जलं पौष्टिकम् आहारम् इत्यादिकं कृत्वा आहारं कुर्वन्ति एतस्य कृते सर्वकारेण उत्तम व्यवस्था परिकल्पनीया येन जनाः अल्पीयसि एव रूप्यकैः शुद्धम् आहारं शुद्धं पेयजलम् इत्यत् एतत् सर्वं लब्धुं शक्यते अनेन अपौष्टिकता इति रोगस्य परिहारः कर्तुं शक्यते